एवं वस्तुतः आन्ध्रमाता इति उच्यते गोङ्गुर पच्चडिविषये गोङ्गुरपच्चडि आन्ध्रमाता इति एकम् आभानकम् अस्ति अस्माकं प्रदेशे अहं यत्र वसामि प्रायः एतद् ग्रामीणवातावरणं तत्र परितः अपि तत्र नगरे यद् न लभ्यते तादृश तत्र किं स्वच्छ सहित शाखाः तत्र उपलभ्यन्ते यतः परितः सर्वमपि तत्र उत्त ग्रामीनप्रान्त एवं ग्रामीनप्रदेशः वर्तन्ते ततः यदा आपणिकं वयम् गच् आपणम् गच्छामः तत्र उत्तमशाखाः स्वच्छपूरितशाखाः उपलभ्यन्ते एवमेव अत्र किञ्चित् रागि संकटि रायल्सीम प्रसं सम्पूर्णप्रान्ते रागसिं रागिसंकटि इति प्रसिद्धं खाद्यपदार्थं प्रायः धनिकाः निर्धनाः अपि एतद् अवश्यं अत्र भोजनरूपेन खाद्यपदार्थरूपेन अनिवार्यरूपेण स्वीकुर्वन्ति एवम् अत्र भोजनं भ भोक्तुम् अत्र उत्तमोत्तम तत्र किं वदामः होटल्स् वर्तन्ते भिमास् एवं तत्र उत्तमरूपेण तत्र तिरुपतौ प्रसिद्ध होटल्स् उपलभ्यन्ते यत्र उत्तमभोजनं यदि शाखाभोजनं तत्र वेजिटेबल् इति वयं भोक्तुम् इच्छामः तत्र उत्तमतया तिरुपतौ प्रसिद्ध होटल्स् अपि उपलभ्यन्ते एवं स्वच्छसहितशाखाः एवं स्वच्छपूरितवातावरणम् एवमेव तत्र मधुरपदार्थाः अपि अत्र वयं पोलि इति वदामः पिष्टके अत्र संस्थाप्य मधुरं संस्थाप्य कुर्वन्ति अत्र किञ्चित् तद् एवं फेमस् भवति पोलि इति एवमेव मधुरपदार्थाः अपि तत्र समीचीनतया उपलभ्यन्ते